मम गृहं नास्ति तादृशम् उपकरणप्रियम् अतः मम गृहे मिश्रकमस्ति शीतयन्त्रमस्ति भर्जकमस्ति विद्युत् भर्जकम् तावदेव यत् मैक्रोवे् इति वदन्ति तत् मम गृहे नास्ति सम्मिश्रकस्य अथवा मिश्रकस्य उपयोगं कृत्वा अहं पेषणं करोमि तेन पेषणं शीघ्रतया भवति न्यूनातिन्यूनश्रमेण शीतयन्त्रे अहम् सुरक्षितं रक्षितुं सुरक्षितं स्थापयितुं शक्नोमि सर्वमन्नम् विद्युत् भर्जके अहं वायुमाध्यमेन ये पदार्थाः सिद्धाः भवन्ति तान् पदार्थान् सिद्धान् कर्तुं शक्नोमि परम् एतादृशी स्थितिः पूर्वं नासीत् तदा एतादृशानि उपकरणानि नासन् तदा पिशलपट्ट अस्ति तत्र सर्वं तस्य पेषणं कुर्मः स्म दालि अथवा चटनि अवलेह्यं सर्वं तत्र द्रावणः साहाय्येन वयम्

कुर्मः स्म